यथा अस्माकं जीवने विभिन्नानि सम्पाद्यमानानि कार्याणि मूल्ययुतानि भवन्ति तथैव आचरणस्यापि अधिकं मूल्यं भवति जीवने यतो हि आचरणम् एव व्यक्तित्वं प्रकटयति तथा च संस्काराः अपि आचरणेनेव प्रकाशन्ते आचरणम् एव परिवारस्य प्रत्यक्षचित्रणं करोति आचरणेनेव जनाः यशं कीर्तिं च लभन्ते अतः आचरणस्य अधिकं महत्वं वर्तते मे जीवने तथा च मूल्येन अयमेव अभिप्रायः मे